सत्यं सत्यं भवान् कः भवान् कः ओम् आम् आम् आम् आम् समीचीनम् आम् आम् आम् केवलं मध्याह्ने पर्याप्तं वा प्रातः मास्तु वा प्रातः उपाहारः सत्यं भवन्तः सर्वे बहु दूरतः गच्छन्ति प्रातः उपाहारः मध्याह्ने भोजनं सायङ्काले पुनः लघुपानीयं सर्वमपि कर्तुं शक्यते शक्यते शक्यते शक्यते प्रातः उपाहारे किम् आवश्यकम्

आम् इड्लि साम्बार् कर्तुं शक्यते तदनन्तरं वटिका आवश्यका वा वटिका वटिका न न वटिका तत्र इड्लि साकं वटिकां जनाः खादितुमिच्छन्ति सा बहु रुचिकरं भवति तदनन्तरं मधुरम् अवश्यकं वा मधुरं अस्तु आम् क्षीरं क्षीरं कर्तुं शक्यते सत्यं शक्यते चायं वा काफ़ि वा तदनन्तरं पुनः क्षीरं वा दातुं शक्यते त्रयमेव लघुपानीयं पुनः एकादशवादने तत् निम्बुकस्य पानकं दद्मः वा अथवा द्रा द्राक्षारसं दातुं शक्यते द्राक्षाफलानि सम्यक् सत्यं चूर्णं कृत्वा तदेव वरं किल आम् अस्तु तदेव अथवा इक्षुदण्डरसमपि दातुं शक्यते भवान् किं इति चेत् तद्दातुं शक्यते द्राक्षारसमेव दद्मः वा भवतु चिन्ता नास्ति आम् भवतु भवतु तदनन्तरं सत्यं सत्यं तत्सर्वमपि सारः तदनन्तरं क्वथितं भवति व्यञ्जनद्वयं अस्तु वा तदनन्तरं पुनः अन्ते तक्रं अस्ति पायसं अस्ति पायसं आवश्यकं किल अस्तु मधुरद्वयं वा त्रयं वा द्वयं पर्याप्तं वा पुनःपोलिका अस्तु भवतु भवतु लड्डुकं लड्डुकं वा मैसूर् पाक् वा मैसूर् पाक् भवतु अथवा हल्वा हल्वा भवितु भवतु वा किमिति वदतु भवान् चिन्तयतु भवतः पत्न्या साकं तस्मिन् विषये चर्चांं कृत्वा वक्तुं शक्नोति भवान् अस्तु वा गृहे करोतु सत्यं अस्तु किन्तु अत्र एकस्य पत्रस्य आहत्य वदामि अहं प्रातः उपहारं तदनन्तरं मध्याह्ने द्वयमपि योजयित्वा सार्धद्विशतं भवति अधिकमभवत् वा न न न पश्यतु भोः इदानीं तत्र ये तत्र जनाः आगच्छन्ति भवद्भ्यः परिवेषयितुं तेभ्यः एकस्य एकस्य दिनस्य कृते न केवलं मध्याह्ने ते आगच्छन्ति मध्याह्ने गमनसमये तेभ्यः षड्शतं दातव्यम् प्रातः आगच्छन्ति चेत् प्रातः मध्याह्ने योजयित्वा तत्र सहस्र एकं सहस्रं दातव्यं भवति तेभ्यः परिस्थितिः अस्तु अस्तु अस्तु अस्तु अस्तु पत्न्या साकं एतस्मिन्विषये चिन्तयित्वा वक्तुं शक्नुवन्ति भवान् अस्तु वा भवतु भवतु भततु राम् राम् राम् राम्